पशुपालने बहवः समस्याः अस्माभिः किम् पुरस्कृतं नाम सम्मुखीकर्तव्याः भवन्ति यतोहि पशुपालनम् इति बहु क्लिष्टमपि नास्ति अपि च बहु सरलमपि नास्ति यतोहि पशूनां पालनं कर्तव्यं तेषां स्वास्थ्यमपि रक्षणीयं भवति अस्माभिः तत्र के क्लेशाः भवन्ति इति चेत् कदाचित् तेषां खादनं सम्यक् न भवति बहिः गच्छन्ति कदाचित् अन्यत् किञ्चित् खादित्वा गच्छन्ति इदानीं तेषाम् उदरेषु समस्या भवति तत्कारणतः अस्माभिः तत् द्रष्टव्यं भवति अपि च इतोपि क्लेशाः भवन्त्येव तद् तत्र स्वच्छं करणीयं गोपालनं वयं कुर्मः चेत् गोशालायाः स्वच्छताः करणीया भवति तेषां स्नानं कारणीयम् इति बहु कार्याणि भवन्त्येव कदाचित् तेषां क्रोधः आगच्छति चेत् लघु बालान् ते दंशयितुमपि शक्यं शक्नुवन्ति अतः एतादृशः क्लेशः भवन्त्येव कदाचित् वयं शुनकं रक्षामः केचन बाह्यजना आगच्छन्ति चेत् तेषां दंशनं सः कर्तुं शक्नोति अतः तदा कथं कथं पारयितुं शक्यते चेत् तदर्थं किञ्चित् करणीयं गोपालनं क्रियते चेत् तेषां तत्र गोशाला इति भवति शुनकस्य पालनं क्रियते चेत् रज्जुद्वारा बन्धनं न बन्धनं करणीयं भवति यदि नगृहं गृहात् बहिः गच्छामः क्वचित् यात्रार्थं कार्यार्थं बहिः गच्छामः चेत् तत् तत्र द्रष्टुं मया उपायान्तरं पशूनां दर्शनार्थम् उपायान्तरम् अन्वेषणीयं भवति तदर्थं पार्श्वस्तगृहेषु मया वक्तव्यं भवति अथवा गृहे एव कञ्चित् स्थापनीयं भवति इत्यादि विषयाः वक्तुं शक्यते पशुपालनतः का दुर्घटना च अनुभूता इति चेत् कदाचित् न्यूनकाले एव तेषां मरणम् अपि च कदाचित् अङ्गाङ्गानाम् किं नाशः इत्यादिकमपि कदाचित् जातं अस्तु अस्ति कारणतः मरणम् एतादृश दुर्घटनाः कदाचित् सम्भवन्ति